हलो हा हरिः ओम् आमाम् अस्मि तथा हा तद् हैद्राबादनगरे प्रसिद्धं चार्मिनार् एकम् अस्ति प्लेनिटोरियम् एकमस्ति पुनः पुनः बालाजी मन्दिरमेकमस्ति अत्र बिर्लामन्दिरम् एकमस्ति इत् इत् इतः इत्युक्ते कर्नाटकतः शिमोग्ग शिमोग्ग गत्वा ततः ए पि टूरिसमिति एकं बस् यानं भवति ए पि टूरिं ते पि एस् इदानीं चेन्ज् जातं टि एस् टूरिसमिति ततः बस् याने आरोहणं कृत्वा ततः आगच्छन्तु तत्र तथा ते तत् तत्रापि ते ते टी एस् टूरिसमिति यानं लभ्यते तत् सर्व सर्वक्षेत्रेषु तद् नयति अतः सम्पन्नं भवति त्वा तत्र हैद्राबादनगरे बहवः विषयाः तत्र भवन्ति इत्युक्ते तत्र इतोपि वरङ्गल् एकमस्ति बासरा एकमस्ति बालाजी मन्दिरमिति नियर् नियर् भवति तत् इत्युक्ते तु विंशति किलोमीटर्स् तु यादय्यर् गुप्ता इति एकमस्ति अत्र विभिन्न हन् इति हनुमान् मन्दिरमेकमस्ति विक्ट् क्र क्रेतुं वा विक्रेतुं वा हलो हलो क्रेतुं क्रेतुं वा हा का क्रेतुं वा तत्र क्रेतुं यदि तथा नास्ति मन्दिरस्य ब ह आ हा तत्र हैद्राबादः तद् हैद्राबाद्नगरे नगरं प्रति नगरे बुभुक्षा इत्युक्ते यदि बिरियानीति सम्यक् भवति सम्यक् तत्र आगत्य का अवश्यं बिरियानि खादन्ति पुनः द द्रष्टुं बहवः सन्ति शिल्पकलामन्दिरम् एकं भवति तत्र पुनः किं वद् आपणानि बहूनि भवन्ति तत्र माल्स् भवन्ति डि मार्ट् भवति किमपि वा तत्र अटित्वा स्वीकर्तुं शक्नुवन्ति चिन्ता नास्ति क्रिश्टल् वा चेत् हैद्रा तत्तु इत्युक्ते नावगम्यते किम् अस्ति तत् आ हा इति न जाने तत्तु अस्ति स्यात् अहं न जाने तथा भवतु इतोपि तथा इत्युक्ते न हा तत्र हा सर् तत्र अन्वेषणं भवति तथा भवन्तः आगच्छन्तु आगत्य तत्र यदि टूरिसं प्लेस् अहं वयमेव कल्पयामः तत्र सर्वं सर्वे क्षेत्रे क्षेत्राणि द दृष्ट्वा अत्र भोजनं सम्यक् लभ्यते भोजनं कृत्वा पुनः गच्छतु ओके धन्यवादः